अहं पाकं कर्तुं किञ्चिज्जानामि अतः इदानीन्तु तथा न भवति नाम यथा अहं अपेक्षाम् करोमि तथैव करोमि किन्तु पूर्वं तथा जातम् अस्ति यथा चिन्तितं मया तथा न अभवत् पुनः तस्य अपव्ययं तु न कृतवान् अहं तु मम कर्म एव इति विचिन्त्य तदेव खादामि दुःखम् अनुभूय न खादामि सन्तोषेणैव खादामि यावत् भवति तावत् खादामि नो चेत् एवम् अपव्ययः एव भवति किमपि कर्तुं न शक्यते